मम प्रदेशे कबड्डि इत्याद्याः सांस्कृतिकक्रीडाः जनाः उत्साहेन क्रीडन्ति कबड्डि इति भारतस्य प्रसिद्धा पारम्परिकक्रीडा वर्तते भारतस्य तमिळुनाडुराज्ये अस्याः क्रीडायाः जन्म अभवत् इदानीं विदेशेषु अपि इयं क्रीडा प्रसिद्धा वर्तते इयं सामूहिकक्रीडा भवति द्वयोः गणयोः मध्ये स्पर्धा प्रचलति एकस्मिन् समूहे सप्तजनाः भवन्ति क्रीडार्थम् अधिकपरिमितं स्थानम् अपेक्षितम् इति नास्ति नियमानुसारेण निर्दिष्टपरिमितस्थाने भागद्वयं भवति मध्ये एका प्रधानरेखा भवति एकस्मिन् पार्श्वे एकः समूहः अपरस्मिन् अन्यः समूहः समूहस्य सदस्याः क्रमशः एकैकः प्रतिस्पर्धिसमूहं गत्वा आक्रमणं कुर्वन्ति प्रतिस्पर्धिसमूहस्य सदस्यान् स्पृष्ट्वा प्रत्यागच्छन्ति चेत् अङ्काः लभ्यन्ते अन्यथा स्पर्धातः बहिर्गच्छेयुः यः समूहः अधिकान् अङ्कान् सम्पादयति सः विजयं प्राप्नोति